सन्तोषकारसेवा व्यवस्थापकः भवति वा नमो नमः वयं गतमासे तव कार यानेन यात्राम् अगच्छं तदा बहु सम्यक् यात्राम् अभवत् अधुना वयं सर्वे अग्रिममासे पुनः यात्रां गमिष्यामः भवतः कार चालकः तस्य नाम सङ्केतः बहु सम्यकः भवति इति कारणे पुनः अस्माकं बुकिङ्ग् कर्वन् कुर्वन्तु नमो नमः